भारतीयसमाजे मतधर्माणाम् अतीवमहत्वपूर्णं योगदानं वर्तते अस्माकं भारते लोकतन्त्रं वर्तते तत्र सर्वसांप्रदायिकाः जनाः मिठः मतदानं कुर्वन्ति तत्र कम् अपि सम्प्रदायं प्रति भेदभावः नास्ति पुनश्च विविधतायाम् एकतां सम्पादयितुं जनाः धार्मिकविविधतायाः सांस्कृतिकविविधतायाः सम्माननं कुर्युः जनाः परस्परं मैत्रीं वर्धयेयुः अपि च विभिन्नपर्वाणि समारोहाञ्च मिथः आचरेयुः शिक्षायामपि अन्यायविषये असमानताविषये च शिक्षकैः बालाः उद्बोधनीयाः एवं जनाः सामाजिकसमरसतां यान्ति एवमेव विविधतायाम् एकता अपि सम्पद्यते